हरिः ओम् अभिरामः अहं सूचितवती खलु अहं नूतनम् अपार्टमेण्ट् सङ्कुलं प्रति गच्छन् अस्मि इति किमस्ति अद्य एव विद्युत् बोर्ड् प्रति सम्पर्किविवरणानि दातव्यमस्ति अद्य एव कर्तव्यम् अस्ति अहं विद्युत्मण्डलस्य जालपुटे गतवती तत्र प्रपत्रं पूरयितुमपि प्रयत्नं कृतवती किन्तु तत् न अभवत् किं का समस्या इत्येव न जानामि किं भवान् तत्र विद्युत्मण्डलस्य जालपुटे अन्तर्जालीयप्रपत्रं पूरयितुं सहायं करोति वा अहं मम सम्पर्कं प्रेषयामि मम ई मेल् ऐ डि ई मेल् सङ्केतम् अस्ति खलु तत् दूरभाषासङ्ख्या अपि च मम नूतनसङ्केतः अपि प्रेषयामि तत्र जालपुटे गत्वा एतत् सर्वं विवरणानि स्थापनं करोति वा किञ्चित् सहायं भवति भवान् तु जानाति एव अस्मिन् विषये मम ज्ञानं तु अधिकं नास्ति एव अस्तु अहं प्रेषितं मया प्रेषितम् अस्ति मम नूतनसङ्केतः दूरभाषासङ्ख्या ई मेल् सङ्केतः च भवान् तत् पूरयित्वा पूरयित्वा पूरयति वा अस्तु धन्यवादः